माटगाति इति पुस्तकं मम तु बहु इष्टतमं वर्तते किमर्थं चेत् तत्र अघोरेः लक्षणानि कथितानि अघोरीणां स्वरूपं तस्य विषयं त् त् सम्यक्तया निरूपितं वर्तते अतः पुस्तके अहं बहु इष्टतमं पुस्तकम् इति मम अभिप्रायः दूरदर्शनकार्यक्रमे थट् अन्त हेळि इति कार्यक्रमं बहु समक् सुन्दरतया निरूपितं वर्तते तस्य प्रश्न पृच्छार्थम् अथवा उत्तराणि दीय्दी दीयताम् इत्यादिकं बहु सम्यक्तया निरूपितं वर्तते तेन ज्ञानस्याभिवृद्धिः जायते अतः अहं बहु इष्टतया कार्यक्रमं दर्शितवान्